मानिषादप्रतिष्ठां त्वम् आगमः शाश्वतीस्समाः यत्क्रौञ्चमिथुनादेकम् अवधीः काममोहितम् इति आद्यस्लोकात् आरब्धा रामायणकथा वाल्मीकिना या विरचिता सा एव मनोहारी भवति प्रं प्रमाणं भवति अन्ये उपलभ्यन्ते तत्रा मोल्लरामायणं रङ्गनाथरामायणम् अद्भुतरामायणं रामायणविषवृक्षादिकं किन्तु वाल्मीकिरामायणमेव अतिमनोहरं भवति अन्यत् निवर्तकं भवति अत्र तु सूर्यस्य सूर्यं प्रति यदि वर्तिकं दीपं लघुतैलदीपं दर्शयामः तत् यथा निर्वीर्यं भवति पेलवं भवति तथैव वाल्मीकिरामायणपुरतः अन्ये अन्ये ग्रन्थाः रामायणकथां रामकथाम् आश्रित्य लिखिताः निर्वीर्याः भवन्ति निस्तेजाः भवन्ति इति मम अभिप्रायः